मम योगाभ्यासे प्रियः आसनं मण्डूकासनम् तथा च सूर्यनमस्कारः अपि प्रियः आसनम् अस्ति मण्डूकासने लाभः अस्ति मनः शुद्धः जातं तथा च शारीरिकक्लेशाः दूरी कुर्वन्ति सूर्यनमस्कारं कृत्वा अहम् शरीरे ये ये रोगाः सन्ति सर्वेपि रोगाः दूरीकर्तुं शक्नोमि सूर्यनमस्कारः आसनं यदि प्रतिदिनं ये मानवाः कुर्वन्ति ते मानवेषु कोपि क्लेशाः रोगाः न आगच्छन्ति